नमस्ते महोदयः नलपाक उपाहार गृहं खलु आम् भवतां उपहारगृहात् मसाल् दोसा बेण्डी मसाला वेजिटेबल् कट्लेट् वेज् बिरयानि रोटी सर्वं अपेक्षितं मम सङ्केतः मञ्जुला गृहसंख्या एकत्रिंशत् द्वितीय क्रास् ज्योतिनगरं मैसूरु एतत् सर्वं अर्धघण्टा प्राक् मम विलासं प्रति प्राप्तं स्यात् अत्र आगमनोत्तरं एव धनं दास्यामि शीघ्रं प्रेषयतु धन्यवादः